हरिः ओं कः नमस्ते कः मात एवं हा हा एवं वदतु महोदय अभियोगः मम मयि अभियोगः आगतः कीदृशः कीदृशः अभियोगः महोदय आमाम् आम्

मम यानं वा मम य् महोदय मम यानं तु गृहे एव अस्ति नाम कस्मिन् कस्मिन् दिनाङ्के कस्य दिनाङ्कस्य विषयं महोदय कथयति ह्यः ह्यः रात्रौ ह्यः रात्रौ चेत् ह्यः रात्रौ महोदय अहं गृहे शयनः आसम् हा सङ्ख्यां कथयतु का सङ्ख्या अस्ति एवं वा ओ अरे सास् हा सत्यं सा सङ्ख्या तु ममैव अस्ति परन्तु अहं तु गृहेव शयनः आसं कथं जातं तर्हि महोदय कदच् कदाचित् एवं स्यात् अहं तु नासं मम कश्चित् बन्धुना नीतवान् स्यात् तर्हि तेन त्वे तेन द्वारा एव सङ्घटनं सङ्घटनं स्यात् तस्य

नाम मम नाम अस्ति परन्तु अहं तु अहमपि प्रमाणं दर्शयितुं शक्नोमि अहं गृहे शयनः आसम् तस्यापि त ग्रि अहं गृहे शयनः आसं तस्यापि साक्षी अस्ति मत्सविधे वक्तुं शक्नोति मम पत्नी एव अस्ति हा मम मम गृहे मम मम गृहे सि सि टि वी केमेरापि भवति चित्रगाहकं सि सि टि वी चित्रग्राहकं मम गृहे भवति सर्वदा चलति अहं तत् ते तस्य फ़ूटेजं दर्शयितुं शक्नोमि अहं शयनः आसं हा मम मित्रं मम मि बन्धुः गतवानासीत् सः एव कृतवानेतत् कार्यं मां न सूचितवान् सः भीत्या परन्तु तत् स्यात् अहम् अहं दर्शयितुं शक्नोमि भवान् कथयति चेत् अहम् अधुनैव आगत्य अहं फ़ूटेज् दर्शयामि सि सि टि वि केमेरा फ़ूटेज् अस्ति अहं दर्शयिष्यामि अहं गृहे एव रात्रौ शयनः आसं क्लान्तः आसं शयितवान् शीघ्रम्

अस्तु महोदय अस्तु एवं हा अहं स्वीकृत्य चित्राणि स्वीकृत्य आगच्छामि अहम् एवम् एवमेवं महोदय